आम् अहं तु प्रतिदिनं एतत् गूगल् मेप् इति अहं उपयोगं करिष्यामि कारणं किं अहं तु भा विदेशे विदेशस्थः आसीत् पञ्च चतुर्विंशति वर्ष पर्यन्तं अतः इदानीमेव अहं सप्तदश अधिक द्विसहस्र तम वर्षे एव तत्र आगच्छन् अस्मि आसीत् तदनन्तरं मया तु भारतदेशं सम्यक् ज्ञातं नास्ति अतः अहम् इतः ततः गन्तव्यं चेत् गूगल् मेप्स् एव उपयोगं करिष्यामि अन्यत् नास्ति एव तत्तु गूगल् मेप्स् अहं सम्यक् रूपेण ज सम्यक्तया जानामि समीचीना वा इति इत्युक्ते अत्र भारतदेशे तु नगरे नगरेषु सम् समीचीनं भवति एव किन्तु अहम् एकम् अनुभवं वक्तुम् इच्छामि अत्र अहं केनडा देशे टोरन्टो नगरं गच्छन् असीत् तत्र चालयन्नासीत् कार्यानं तत्र ए एकं स्थानं ग गत्वा तत्र किं भवति अत्र सिग्नल् नासीत् अत्र किं भवति गूगल् मेप्स् नास्ति तत्र तु किञ्चित् क्लेशः एव खलु तत्र त तस्मिन् समये अहं पुनः प्रत्यागमनं कृत्वा यथा वयं यदा वयं आरम्भं कृतवन्तः तत्रैव प सम्प्राप्य तदनन्तरं ततः पुनः गूगल् मेप्स् उपयोगं कृत्वा गतवन्तः एवमेव अत्र भाग्यनगरे अ अपि किञ्चित् नूतन मार्गः निर्माणं भवति खलु तत्रापि गूगल् मेप्स् न जानन्ति पुरातन मार्गदर्शनमेव कुर्वन् अस्ति तत्र किञ्चित् क्लेशः भवति अतः एव नो चेत् गूगल् मेप्स् या स्वयं चालित अनुवादं विषये वा अ अस्तु अति सम्यक् यापल् मेप्स् वा अपि अस्ति स समीचीनमेव अवश्यकमपि मम कृते तु अत्यावश्यकमपि किन्तु उप् उपयोगकरं भवति समीचीनं समीचीना एव भवति किन्तु यदा कदापि किञ्चित् किञ्चित् क्लेशः अपि प्राप्तुं शक्नुमः इति धन्यवादः